यदा गृहे पाकार्थम् एल् पी जी सिलिण्डर् उपयोगं कुर्वन् सुरक्षता विषये किं करणीयम् तस्य सुरक्षाताविषये एतानि विषये स्मरणीयं सर्वदा द्वारं वातायनम् च उद्घाटयतु वायुः सम्यक् भवत भवेत् प्लास्टिक् वा फ्लेमेबल् पदार्थः फ्लेम् समीपे न स्थापनीयम् किं स्टौ समीपे न स्थापनीयं यदा पाकं करोति तदा तस्य स्टौ समीपे तिष्ट्वा द्रष्टव्यम् वस्त्राणि समीचिनं वस्त्राणि धरन्तु एतत् सिल्क् टैप् सिल्क् बहु पालिस्टर् एतद् धरन्ति चेत् बहु अति शीघ्रम् अग्निस्पर्शं भवति अतः अग्निस्पर्शवस्त्राणि न धरन्तु रेगुलेटर् नोब् स्थगयतु यदा सिलेण्डरस्य उपयोगं न कुर्वन्ति तदा सर्वदा स्थगयतु यदा गृहे कोऽपि न भवन्ति तदा अपि एतत् रेगुलेटर् नोब् स्थगित्वा बहिः गन्तव्यम् बालाः तु गृहे अस्ति चेत् तस्य सुरक्षता बहु करणीयम् एतत् किं बहु समीपे एव अस्ति ग्यास् सिलेण्डर् ग्यास् स्टौ मध्ये बहिः ग्यास् सिलेण्डर् स्थापनीयं तदा सुरक्षता बालाः कोऽपि न तत् स्पर्शं करोति अतः ग्यास् पैप् सर्वदा परीक्षणीयं यदा सम्यक् नास्ति तदा परिवर्तनं करणीयम् धन्यवादः